अहं तु फ़िब्रवरी अन्ते वा नास्ति चेत् मार्च् मासस्य आरम्भे वा यात्रां कर्तुम् इच्छामि किमर्थम् इत्युक्ते तदा वातावरणं तु बहु सम्यक् भवति अधिकम् उष्णं न भवति अधिकं शैत्यमपि न भवति इतोऽपि यदि कुत्रापि सागरतीरं वा नदी तीरं वा गन्तुम् इच्छामः नदीस्नानं कर्तुम् इच्छामः तदा नदीषु स्वच्छजलं भवति किमपि पङ्कः तादृशं किमपि न भवति जलं तु स्वच्छं निर्मलं भवति इतोऽपि प्रयाणे किमपि कष्टं न भवति